प्राकृतिकसम्पत्तेः विषये अहम् अधिकं वक्तुं न शक्नोमि अपि तु मम गृहस्य परिसरे एव अनेकानि वृक्षाणिअहं वर्धितवती नारिकेलवृक्षः अस्ति अनन्तरम् आम्रवृक्षः अस्ति अनन्तरम् ल् जम्बीरवृक्षाणि द्वे त्रयः द्वे द्वे द्वौ त्रयः सन्ति अनन्तरं पारिजातपुष्पकम् अस्ति गोवर्धनपुष्पवृक्षम् अस्ति अनन्तरं तुलसीवृक्षः तुलसी अधिकतरं तुलसी एव मम गृहस्य परिसरे अस्ति जलमपि अहं मम गृहे कूपः अस्ति अतः जलविषये मम किमपि न्यूनता नास्ति सर्वकारीयाः व्यवस्थायाः दन् जलमपि आगमिष्यति तस्य उपयोगः अहम् एतस्य वृक्षाणां वर्धनाय एव करिष्यामि